मम अभिप्रायानुसारं यत्र भवत्याः रुचिः आस्ति यदि तेषां तत् यदि ब भवान् स्वमार्गं यदि चिनोति तदा उत्तमं भवति एतस्य अपेक्षा यदि गृहस्य यदि कोपि कोपि आधारः नास्ति तदा भवान् स्वरुच्यां सहित गृहस्य अर्थभारं कर्तुं साहाय्यकर्तुं कार्यं कर्तुं शक्नुमः कार्यं कर्तुं शक्नोति